नमो नमः महोदय अहं काल् कविकुलगुरुकालिदासः संस्कृतविश्वविद्यालतः अस्मि आनन्दि उपहारगृहं खलु तत्र अहम् एकं शाकम् आर्डर् कृतवान् तस्य नाम तद् कदा आगच्छति कदा कियत् कियत् समयः वा वर्तते कदा आगच्छति नाम इति वक्तुं शक्यते वा भवान्